अस्माकं भारतदेशः नित्योत्सवप्रिययुक्तः नित्योत्सवः एव इत्युक्ते उत्सवप्रियाः अत्रत्य भारतीयाः हिन्दवः वयं श्रीरामजन्मोत्सवः शरन्नवरात्रि उत्सवः तथा च गणेशचतुर्थी दीपावली इति उत्सवान् प्रतिवत्सरम् आचरामहे रामायणगायनं रामायणपारायणम् इत्यादि रामनवमी उत्सवाङ्गे भविष्यति शरन्नवरात्रि उत्सवे देवी भाग्वतस्य सप्तशतीपारायणम् इत्यादि तत्र भवति प्रतिदिनं सर्वे सम्मिलित्वा अथवा सम्मिल्य उत्सवम् आचरन्तः स्मः सर्वमपि एतत् पर्वदिनं भवति भूमिपूर्णिमा भूपूर्णिमा इति वर्तते आश्वयुजमासे आश्वयुजकार्तिकमासेषु बहु उत्सवाः भविष्यन्ति एवञ्च पर्वदिनेषु विशेषेण वयम् आचरामः तत्तद्देवता प्रार्थनं तत्तद्देवता आराधनं विशेषेण भविष्यति मम मनसि एवं वर्तते अनेन व्याजेन सर्वेपि बान्धवाः सर्वेपि भक्ताः येकत्र सम्मिलित्वा मिलित्वा देशस्य चिन्तनं ग्रामस्य चिन्तनं परिसरस्य चिन्तनं सर्वम् अपि कुर्युः नोचेत् ते स्व स्व गृहे एव यदि वसन्ति चेत् कथं देशस्य परिवर्तनं भवति समाजस्य परिवर्तनं कथं भवति समाजे समस्याः भविष्यन्ति अथवा उपयुक्त अंशाः भविष्यन्ति परन्तु परस्परविनिमयेनैव सर्वस्य सिद्धिः भविष्यति सर्व परिहारोपायाश्च भविष्यन्ति तस्मात् उत्सवव्याजेन प्रत्येको प्रत्येकस्य व्यक्तेः सम्मेलनं यदि भवति तेन समग्रस्य समाजस्य उद्धारः भविष्यत्येव रामस्य चरितगानेन अध्ययनेन पारायणेन रामस्य जीवने यद्वृत्तं भवति तत् सर्वं रामस्य गुणान् स्वीकृत्य वयमपि रामवद्भविष्यामः नवरात्रि उत्सवे स्त्रीणां सामर्थ्यं किं स्त्रीणां सुस्थानं किम् इति सर्वमपि तत्र जानीमः गणेशोत्सवसन्दर्भे गणपति उत्सवे समग्रे भारते देशे किं विश्वे एव प्रचलति तस्मात् तद्विषये गणेशस्य स्थानं चिन्तयामः यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् इति भगवता कृष्णेन भगवद्गीतायां यदुक्तं नाम किं वा भवतु तद्रूपेनैव वयं वरं स्वीकुर्मः अनेन समग्रस्य प्रपञ्चस्यैव उद्धारः भवति काले वर्षति पर्जन्यः पृथिवी सस्यशालिनी देशोयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः